मम प्रदेशः एकः ग्रामः वर्तते तत्र अरण्यप्रदेशः एव बहु अस्ति अतः तत्र किं किम् अस्ति इत्युक्ते मागोडु जलपातः अस्ति पुनः जेनुकल्लुगुड्डा इति एकः प्रदेशः अस्ति पुनः सातर्डि जलपातः पुनः कानूर्जलपातः एवं जलपाताः एवं नगरे न भवति किल अरण्ये एव भवति अतः तत्र गमनमार्गः तावत् सम्यक् नास्ति तस्य अभिवृद्धिः कर्तव्यः अतः तस्य कृते किञ्चित् कार्यं कर्त्यव्यम् अस्ति पुनः सर्वत्र सर्वत्र जनाः आगच्छन्ति तेषां कृते उषितुम् उषितुं व्यवस्था अपेक्षते होटेल् वा अथवा गृहे उषितुं कापि व्यवस्था वा अपेक्षते तत्तु अवश्यं कर्तव्यम् अस्ति पुनः जलपातं दृष्टुं बहवः आगच्छन्ति तत्र वस्त्रं परिवर्तयितुं पुनः यत्र अपघातः बहु भवति तत्र काचित् सूचना वा तत् स्थाप्यते चेत् बहुसम्यक् भवति अहं तथैव करोमि इति चिन्तयामि